सस्यवर्धनाय मृत्तिकायाः उत्तममृत्तिका भवेत् इति आवश्यकमस्ति तत् सेम्मण् इति वदामः तद् अस्ति चेत् सस्यं बहु सम्यक् वर्धनं भवति अनन्तरं पोषकद्रव्यमित्युक्ते प्राकृतिकपोषकमेव किन्तु अयम् उपयोगं कुर्मः चेत् सस्यं बहु सम्यक् वर्धनं भवति प्राप् अप्राकृतिक पोषकद्रव्यस्यापेक्षया वयं प्राकृतिकपोषकद्रव्यस्य उपयोगं कुर्मः चेत् सस्यं सम्यक् भवत् व वर्धनं भवति